हरिः ओम् वीणाभगिनि कथमस्ति अस्तु भगिनि न भगिनि गृहे एव अस्मि किमर्थं किमर्थं जातः भगिनि गृहे समीपे एवं वा न भगिनि गृहे बहु कार्यमासीत् किमर्थम् इत्युक्ते आप् दीपावळि प पर्वणः आगमनम् आम् आम् आं भगिनि गृहे कार्यक्रमः कार्यमासीत् अतः अहं गृहे एव स्थापितवती स्ता स्थापितवती भवती भवत्याः गृहं क स्वचच्छताकार्यक्रमम् अभवत् वा के के के अभवत् भगिनि फलाहारः दीपावलिपर्वणः कृते ह ह कुण्डलिनी एतत् आम् ओ भवती किं सम्यक् कृतवती एवं वा अहमपि आगमिष्यामि मह्यमपि ददातु हा आम् आं भगिनि आम् आम् सर्वे मिलित्वा आगमिष्यामः किं विशेषः गृहे किम् ह् एवं वा दीपावलिपर्वणः कृते वा एवं वा सम्यक् सम्यक् भवत्याः विभक्तकुटुम्बः अस्ति वा बृहत् कुटुम्बः वा स्वतन्त्रः अस्ति वा हा एवं वा अस्तु भगिनि एवं वा सम्यक् भगिनि पर्वणस्य श नूतनशाटिका स्वीकृतवती वा एवम् एवम् एवं वा ओ पश्यतु भगिनि गङ्गावतीशिल्क् अस्ति खलु अहं फलाहारः मैसूर्पााक् कृतवती मह्यं बहु रो रोचते म अहं सम्यक् कृतवती घी एतत् आर् आं भगिनि निश्चयेन दास्यामि आगच्छतु कुटुम्बसमेतम् आगच्छतु दीपावलिपर्वणः आगच्छतु मम गृहम् आं भगिनि आम् आं सत्यं पश्यतु भगिनि हा गोकुल् रस्ते मध्ये मम मम किच्चन् आपणः अस्ति तत्र बहु सम्यक् वस्तूनि सन्ति भगिनि एकवारं गच्छन्तु दृष्टवती वा आम् एवं वा सन्ति सन्ति आम् आम् अहं परह्यः गतवन्तः बहु सम्यक् पाकशालावस्तूनि सन्ति आम् आम् श्रृणोतु भगिनि ह्यः अवश्यकं वा तत्र अस्ति तत्र बहु सम्यक् अस्ति भगिनि एकवारं गत्वा पश्यतु ह्यः विजयः विजयवाणी पेपर् मध्ये एकम् अड्वर्टैस्मेण्ट् आगतम् आगतम् आगतम् आगतं गिरि्यास अस्ति खलु गिरि्यास आपणाः तत्र कः किमपि कोपि वस्तूनि अवश्यकम् स्वीकर्तुं न आवश्यकम् आगच्छतु गिफ़्ट् स्वीकरोतु इति अड्वटैस्मेण्ट् आगच्छति ह्यः अहं गत्वा उडुबरे स्वीकृत्य आगच्छामि आगतवती एवं वा आम् आम् आम् अस्तु भगिनि पुनर्मिलामः राम् राम्